मया गृहीतस्य एकस्य प्रियचित्रम् इत्युक्ते भरदनाट्यचित्रम् एकम् एका भरदनर्तकी तत्र भरदनाट्यं क करोति तच्चित्रं तादृशं चित्रम् अहं गृहीतं तत्र वर्णनं किं वर्णनं करोमि चेत् रक्तवर्णः हरितवर्णः एवं करोमि तस्य कथा अस्ति